अस्मिन् कालखण्डे तावत् मम शास्त्रं व्याकरणशास्त्रं तत्र कृतभूरिपरिश्रमाः महाबलेश्वरभट्टाः तथा दीक्षितपुष्पामहाभागी च तत्र महाबलेश्वरभट्टाः सामान्यजनेभ्यः यथा समासानां सन्धीनां कारकाणां च ज्ञानं भवेत् तथा लघु लघु पुस्तकरूपेण

तान् पाठं पाठयितुं स्वकृत्यः प्राप्तं जनाय दत्तवन्तः तथैव दीक्षितपुष्पामहाभागाः धातूनां प्रक्रिया अनन्तरं सः अष्टाध्यायी सूत्राणां तेषां व्याख्यानं सुलभतया यथा लभ्येत तथा ग्रन्थान् रचितवन्तः तेषां योगदानं व्याकरणशास्त्रे महद्वर्तते सद्यः तेषां पुस्तकानाम् उपयोगेन बहवः छात्राः व्याकरणशास्त्रे सुलभतया अग्रगाः भवन्तः सन्ति